नमस्कारः नमस्काराः श्रूयते मम नाम ईशा चन्दमशाङ्करः इति वर्तते अहं वर्धानगरतः एव वदन्ती अस्मि इदं बालाजी स्वीट् शाप् इति एव अस्ति खलु हा एवम् तर्हि मया इदानीं दूरवाणीं कृता यतो हि अहं किञ्चित् मिष्टान्नं इच्छामि एकं मम पितृभ्यां तर्हि कृपया भवान् किञ्चित् तत् प्रकारां वक्तुं पारयति वा नाम किं किं भवतः सकाशे उपलब्धं वर्तते इत्युक्ते मया दुग्धेन विशेषतः दुग्धेनैव निर्मितं मिष्टान्नमपेक्षते तत्र खोया अपि चलति

तर्हि तत्र एवं तर्हि तत्र स्पेशल् वाराणासी पेढा अस्ति वा तर्हि कृपया मम कृते हाफ़् किलो वाराणासी पेढा तथा च हाफ़् किलो पेठा पेक् पेक् करिष्यति वा कृपया तत्र एवम् अस्तु अस्तु अहं तत्र किं गूगल् पे उपरि गूगल् पे अस्ति खलु भवत्सकाशे अस्ति अस्तु तर्हि अहं फ़ोन् पे उपरि करोमि भवन्तं कृपया भवान् यदि भवतः दूरवाणीक्रमाङ्कं वा क्यू आर् कोड् प्रेषयति चेत् अहं तत् सत्वरम् इदानीमेव करोमि एवमेवम् एवमेवमहं तद् वदामि भवान् कृपया तद् विलिखतु अनुवदामि ओं शिवकृपा प्लोट् क्रमाङ्कः सप्तषष्टिः अष्टषष्टिश्च रामजानकीनगरम् देशपाण्डे लेऔट् नाल्वाडी वर्धा इति तर्हि अस्मिन् सङ्केते भवान् कृपया मिष्टान्नं यद् मया उक्तं तत् कृपया प्रेषयतु अहम् एवमेवं प्रतीक्षारता अस्मि इदानीमेव मया तत् पेमेण्ट् क्रियते अस्तु वा एवमेवम् अस्यमेव अस्मिन्नेव क्रमाङ्के प्रेषयतु इति निवेदयामि एवम् अस्तु धन्यवादः अस्तु जि